कालानुगुणं सर्वत्रापि भौगोलिकपरिस्थितयः यथा परिवर्तन्ते तथैव मम मण्डले अपि अर्थव्यवस्थादृष्ट्या अपूर्वं परिवर्तनं जातं दृश्यते तत्र बृहदाकाराः मार्गाः वाणिज्यापणानां कृते पर्याप्तमात्रस्थानं कृषिकार्यं यातायातव्यवस्था निरन्तरविद्युद्व्यवस्था स्वच्छतासमृद्धिः इत्यादयः बहवः कारकाः योगदानं दत्तवन्तः एतेन मम मण्डले निवसतां जनानाम् आर्थिकी स्थितिः सामाजिकी स्थितिः च समीचीनतरा सञ्जाता